अहं स्वपरिवारमित्रैः सह

तिरुपति वेङ्कटेश्वरधेवालयं गमिष्यामि किमर्थम् इत्युक्ते एकं तिरुपतिश्रीनिवासदेवालयः मम कुलदेवः अस्ति अतः अहं तत्र गच्छामि देवदर्शनं मम पुत्री सा नर्तकी अस्ति तत्रापि कुत्रापि नर्तनकार्यक्रमः अस्ति वा इति एकवारम् अन्विषामि सामान्यतया तिरुपतिं गच्छामि चेत् तस्याः कार्यक्रमः तु भविष्यत्येव कल्याणोत्सवः इत्यादि च करोमि सो दर्शनं दर्शनानन्तरं यदि समयः मिलति चेत् तस्य समययापनार्थम् अहं गायत्रीजपं प्रतिदिनं शत अदिक अष्ट सङ्ख्यापर्यन्तं लिखिष्यामि लिखामि तेन सह जपं च आचरिष्यामि तेन सह यदि अष्टाधिकशतं यदि समाप्तं चेत् पुनः लेखनाय आलस्यमस्ति चेत् उपविश्य देव्याः जपं च आचरिष्यामि ओं ह्रीं पराशक्त्यै नमः एतत् मूलमन्त्रसहितम् एकं जपः अस्ति तद् गुरुणा दीक्षा दत्तं मह्यं तस्य जपं च करिष्यामि तत्रापि यदि आलस्यं भवति चेत् कथापुस्तकं पठिष्यामि अहं कथापुस्तकपठने अभिरुचिः अधिकमस्ति अहं कथां पठित्वा मम पुत्रपुत्र्योः कृते नो चेत् मम शालायाः छात्राणां कृते अहं प्रतिदिनम् एकां कथां कथयिष्यामि सो तेन छात्राणां मनः परिवर्तते ते अपि आनन्दिताः भवन्ति वचनानि शृण्वन्ति प्रतिदिनं कथा न वक्तव्या वदति चेत् ते ते एव स्वयम् आगत्य पृच्छन्ति कथां वदतु इति अतः कथां पठित्वा कथासङ्ग्रहणम् अपि करिष्यामि विषयं च स्वीकरिष्यामि शृङ्गेरिं गच्छामि सामान्यतया शृङ्गेरिं गच्छामि तत्र किमर्थम् इत्युक्ते तद् मम जन्मस्थलमस्ति सो मम श्वशुराः शशुरा मम देवरः एते सर्वे तत्रैव सन्ति मम स्वगृहमपि अस्ति मम स्वक्षेत्रं कृषिक्षेत्रमस्ति तत्र धेनवः सन्ति पूगवाटिका काफ़ी वाटिका अस्ति तत्र गच्छामि चेत् यदा समयः मिलति मम रिक्तसमये तत्र वाटिकायां गत्वा सञ्चरामि पूगफलैः क्रीडामि तत्रैव सीतानदी अस्ति सीतानद्यां नद्यामपि किञ्चित् खेलानि मम बान्धवाः परितः सन्ति तैः सह सम्भाषणं करिष्यामि अनन्तरं शृङ्गेरी शारदापीठतः अहं सुरसरस्वतिसभायाः परीक्षाः अपि चालयामि सामान्यतया अहं दिने एकघण्टा वा घण्टाद्वयं वा मम छात्रः आन्लैन् द्वारा पाठार्थम् आगच्छन्ति तेभ्यः अपि पाठयिष्यामि कोपि छात्रः आगच्छति एव प्रश्नं पृच्छति एव सो समस्यानिवारणं वा तेषां परिहारः चिन्तनं वा तेषां शङ्कानिवारणं वा एतादृशं कृतं करोमि देवालयमपि गच्छामि तत्रापि गत्वा देव्याः दर्शनं कृत्वा तुङ्गभद्रानद्यामपि मीनैः सह किञ्चित् समययापनं च कृत्वा पुत्रपुत्रीपरिवारजनैः सह मिलितुं गृहं प्रति आगमिष्यामि सो समयः मिलति चेत् तत्र पुनः जपः पुटं कथापुस्तकपठनं करिष्यामि मम श्वशुरः श्वश्रूः तैः सह च मम कुटुम्बस्य विचारे किञ्चित् चर्चां च करिष्यामि सो तद् द्वयमपि विषयः स्थलं मम आनन्ददायकमेव सो देव्याः अनुग्रहद्वारा अहं किञ्चित् विद्यां प्राप्तवती मम कुलदेवः वेङ्कटेश्वरस्य द्वारा किञ्चित् मनश्शान्तिं च जीवने प्राप्तवती अतः तद् द्वयमपि मम बहुप्रियकरस्थलम् अस्ति अहं सर्वदा गन्तुम् इच्छामि वर्षे तु एकवारं गमिष्यामि एव